मम प्रदेशे जनाः बह्व्यः समस्याः अनुभवन्ति तेषु जलस्य समस्या यदि नगरे ते वसन्ति चेत् तादृश स्थानेषु वसन्ति चेत् जलस्य समस्या पुनः यदि अतीवग्रामप्रदेशे अस्ति चेत् तत्र विद्युत्समस्या पुनश्च तत्र गतागतसौकर्यार्थं यत् रोड् नाम मार्गः वर्तते तदपि बहु तावत् विस्तृतं नास्ति इत्यतः विद्यालयादि नाम समयेषु यदा प्रातः पुनश्च सायङ्काले च तत्र बहुधा ट्राफ़िक् ब्लाक् इति भवति तादृशसमस्याः तत्र जायमानाः सन्ति मम प्रदेशे तत् निवारणार्थं जलस्य समस्याः तथा निवारयितुं शक्यते यदि जलस्रोतांसि जलस्य जलम् अवश्यं सर्वदा अस्ति इति ते द्रष्ट ते तैः तद् द्रष्टव्यं भवति पुनश्च यानस्य समस्या तत्र फ़्लै ओवर् इत्यादिकम् इत्यादिना निर्माणेन कर्तुं शक्यते विद्युत्समस्या प्रायः महती वर्तते तदर्थम् इतोऽपि अण्डर् ग्रौण्ड् विद्युत् लैन् इत्यादिकं यदि कर्तुं शक्यते चेत् तदेव तस्य परिहारः भवितुम् अर्हति